मया सस्यवर्धनार्थं विशिष्टा मृत्तिका उपयुज्यते उदाहरणार्थं कार्पासस्य वर्धन वर्धनार्थं कृष्णवर्णीया मृत् अत्यन्तम् उपयोगकारिणी अस्त् वर्तते तथैव रक्तवर्णीया मृत् सामान्यतया सर्वेषां सस्यानां वर्धनार्थम् उपयोगकारिणी इति अभिप्रायः वस् वर्तते तथैव पोषकद्रव्याणां प्रयोगः सस्यानां वर्धने आनुकूल्यं जनयति यथा गोमयादीनां प्राकृतिकपोषकाणां प्रयोगेण सस्यानि सम्यक् वर्धन्ते प्राकृतिकपोषकं सर्वदा उपयोक्तव्यं भवति रासायनिकपोषकस्य उपयोगेन झटिति अस्माकं कृते फलं लभ्यते किन्तु मृदः स्वास्थ्यं परिरक्षितं न भवति इति वैज्ञानिकानां मतम् अतः यावत् साध्यं तावत् अहं प्राकृतिकं पोषकम् एव उपयुज्य सस्यानां परिपोषणं करोमि केषुचित् एव सन्दर्भेषु रोगनिर्मुक्त्यर्थं रासायनिकं पोषकम् उपयुञ्जे